एकवारम् अहं राघवेन्द्रगुरोः वृन्दावनस्य चित्रं लिखितवान् आसम् अहं बहुबालादारभ्य राघवेन्द्रगुरोः भक्तः अस्मि तत्र परिसरे अपि अहम् अध्ययनं कुर्वन् आसम् तस्मिन् समये एकवारं मनसि आगता एतस्य वृन्दावनस्य चित्रमपि किमर्थं मया लिखितं भवतु इति चिन्तयित्वा अहं लेखनमपि कृतवान् अहं तत्र अङ्कनी स्वीकृत्य तद्वृन्दावनस्य चित्रमपि अहं बहुश्रद्धया लिखितवान् तच्चित्रं दृष्ट्वा मम मित्राणि बहुरीत्या श्लाघनं कुर्वन्तः बहु उत्तमरीत्या चित्रं कृतवान् अस्ति एवमेव अन्यान् चित्राणि अपि अन्यानि चित्राण्यपि भवान् लिखितुं शक्यते इति अपि ते उक्तवन्तः मम गृहस्य जनाः अपि एतदेव अभिप्रायं प्रकटीकृतवन्तः अतः तदनुसृत्य अनेकरीत्या चित्रमपि अनन्तरम् अहं लिखितवान् अस्मि